योगः केवलं व्यायामस्य रूपं नास्ति इति मम चिन्तनम् अभिप्रायम् अपि पतञ्जलिसूत्र अनुसारेण योगे अष्टाङ्गः भवति व्यायाम एक अङ्गम् अस्ति अन्तिम अङ्गं समाधि प्रतिमानवं जीवनस्य उद्देश्यं मोक्ष एव अतः अष्टाङ्ग पूर्णतया ज्ञात्वा अभ्यासं करोति चेत् जीवनस्य फलं भवति